नमस्ते हरिः ओम् आं नारीशक्य नारिशक्ति विनायकद्विचक्रियानिका आपणं आं नमस्ते नमस्ते ह किमपेक्षितम्

ह आवश्यम् आगच्छन्तु ह बी एस् सी बी एस् सी कम्पनीतः वर्तते हीरोकम्पनीतः वर्तते विविधद्वि द्विचक्रिकायानानि वर्तन्ते आगच्छन्तु ह ह अस्तु आगच्छतु ह नमस्ते महोदय कुशलं खलु द्विचक्रिकायानानि अत् अत्र पश्यन्तु एते सन्ति खलु एते नूतनतया आगताः आगतानि चक्र द्वि द्विचक्रयानानि अती अतीव अतीव द्रष्टुमपि अतीमनोहरं मनोहराणि च वर्तन्ते अतः तद् उपयोगार्थे च बहु अति अत्र पश्यतु बी एस् सी मध्ये एतत् बहुकठिनतया वर्तते अर्थात् अत्र संयोजितानि अत्र पश्यतु डिजैन् इति कथ्यन्ते खलु अत्र व्यवस्था अपि समीचीनं वर्तते ह भवतः पुत्रस्य कृते वा भवतः कृते वा ह एवं चेत् एतद् एतदस्तु खलु अतिसु सुलभं वर्तते गेर् इत्यादिकं वर्तते ह विद्यालयं गच्छति वा हा तत्र एवं चेत् गेर् द्विचक्रिका यानमेव अपेक्षितं स्यात् ह अत्र गेर् द्विचक्रिका यानं वर्तते खलु विंशतिसहस्रकाणि भविष्यन्ति रूप्यकाणि आं रुप्यकनि गेर् गेर् यानं वर्तते अतः न ना ह अतः बी एस् सी कम्पनी कम्पनीनामतः अति अत्युत्तमं वर्तते अतः कम्पनीतः खलु अतः एतस्स समीचीनम् एव वर्तते इदानीं जी एस् टी इत्यादिकं वर्तते खलु ह ह ह ज्ञातं यदि यदि भवता एतत् यानं स्वीक्रियते चेत् भवतः पुत्रः अतीव संतुष्यति यतोहि अतीवसुन्दरम् अपि वर्तते आं पुत्रस्य सन्तोषः एव खलु किञ्चित् न्यूनमूल्यस्य अपि वर्तन्ते अत्र पश्यतु हीरोतः अत्र द्विचक्रिकायानानि सन्ति किञ्चित् पञ्चदशसहस्रकाणि अपि वर्तन्ते एतदपि स्वीकर्तुं शक्यते सत्यमेव अतः मौल्यमपि अधिकं भवति व्यवस्था अपि व्यवस्था अपि सुन्दरा सुन्दरी वर्तते अतः

ह अस्ति एवं करोतु अस्तु अस्तु नाम पश्यामः एवं चेत् पश्यामि प्रथमं चयनं प्रथमं चयनं कुरु अनन्तरं पश्यामः अस्तु भोः गोविन्द आगच्छतु एतत् निष्कासय इतः इतः अस्तु नाम ह इदानीं वदामि किञ्चित् तत्र जी एस् टी इत्यादिकं दृष्ट्वा वदामि वदामि चिन्ता मास्तु भोः पुत्रस्य सुकरं भवेत् अस्तु नाम एवं करिष्यामि अस्तु अस्तु